हरिः ओं पारम्परिकं शिक्षणम् अधीत्य छात्राः कानि उद्योगानि कुर्वन्ति सामान्यतया नाम मम प्रदेशे इत्थमस्ति यत् बहवः जनाः स्वेषां पितुः उद्योगमेव अग्रे चालयन्ति तदेव कार्यं ते उद्योगरूपेण कुर्वन्ति नाम यथा कश्चित् रेन्देर् इति कृत्वा अस्माकं राज्ये अस्ति सः किं करोति इति नाम नारिकेलवृक्षः यः अस्ति तस्य उपरि नाम आरोहति आरोहणं कृत्वा तत्र नूतनाः शाखाः याः सन्ति नारिकेलवृक्षस्य ताः तासां तासां हननं कृत्वा तस्मिन् ततः किञ्चित् किञ्चित् बिन्दुरूपेण जलं किमपि स्रवति तत् सः एकं घटं संस्थाप्य एकत्रीकरोति ताम् एव नाम सा एव मदिरारूपेण अस्माकं राज्ये नाम विक्रि विक्रीयते सा एव सः एकः उद्योगः पुनः सम्मार्जनी मा इति अस्ति सम्मार्जनी नाम झाडू इति किं हिन्द्यामस्ति तस्य निर्माणं नारिकेलवृक्षादेव भवति तत् कार्यं बहुजनाः कुर्वन्ति पुनः किम् अस्ति नाम इदम् एग्रिकल्चरिस्ट् इति किमपि अस्माकं राज्ये अस्ति बहुजनाः नाम मया यद् दृष्टं मया ये ये जनाः दृष्टाः तेषां तु बहुजनानाम् ए एषः व्यवसायः अस्ति गोमन्तके इदं यदि ते कर्तुं नेच्छन्ति चेत् ते आधुनिकतन्त्रज्ञानं प्रति गच्छन्ति वा अथवा आधुनिकशिक्षणं प्रति गच्छन्ति उद्योगावकाशाः पर्याप्तरूपेण सन्ति एव पारम्परिके शिक्षणे तु अस्ति एव इदानीं यदि गुरुकुले पठितम् अस्ति चेत् शिक्षकः भवितुमर्हति पुनः तस्य बहु किमपि किमपि अस्ति